नमस्ते अहं दिनत्रयात् पूर्वम् एकां शाटिकां क्रीतवति सा शाटिका पाटलवर्णयुक्ता अस्ति तस्यां शाटक शाटिकायां वर्णविन्यासः अपि सुन्दरी अस्ति डिज़ैन्स् अपि सम्यक् सन्ति रिज़नेबल् प्रैस् मध्येव उटम उत्तमं शाटिकाम् प्राप्तवती इति कारणेन अहं सन्तुष्ठा अस्मि